मम मातुः पितुः पितामहस्य काले शिक्षणं सम्यक् न आसीत् ते दशमकक्षापर्यन्तम् एव

तेषां युवावस्थायाम् अधिककार्याणि कुर्वन्तः आसन् किन्तु शिक्षणं केवलं जीवनं निर्वहणं कर्तुमेव आसीत् अधिकाध्ययनं कुर्मः इति मनसि अस्ति चेत् अपि धनं नासीत् विज्ञानक्षेत्रे औन्नत्यं न आसीत् तत्कारणात् तेषां शिक्षणं स्थगितम् अभवत् इति अहं भावयामि विद्युदपि नासीत् जलं नासीत् तदा तेषां यौवन अवस्थायां ते बहु दूरं गत्वा जलम् आनीतवन्तः विद्युत् यदा आगच्छति तदा समीचीनं पठितुं शक्यते नो चित् तैल दीपान् उपयुज्य ते पठन्तः सन्ति इति ते एव स्वयं वदन्ति तत्कारणात् तेषां शिक्षणं स्थगितम् अभवत् अधुना शैक्षणिक औन्नत्तिः अभवत् इति भावयामि विज्ञानक्षेत्रम् उपयुज्य सङ्गणकयन्त्रम् उपयुज्य शैक्षणिक क्षेत्रे इदानीं स्मार्ट् बोर्ड् अपि आगतम् सर्वत्र शिक्षकाः ते उपयुज्य एव पाठं कुर्वन्ति सङ्कणकयन्त्रम् उपयुज्य सामाजिकजालताणम् उपयुज्य प्रतिदिनं नवनवीन पाठाः अपि बोधयन्ति तत्कारणात् मम मातुः पितुः पितामहस्य शैक्षणिककालात् अपेक्षया इदानीम् औन्नत्यं दृश्यते